अन्यभाषातः संस्कृतं प्रति तद्विरुद्धभाषान्तरम् अपि कृतम् इत्युक्ते अहं मया किं कृतम् इत्युक्ते संस्कृतभाषायाः अस्ति कथाः पद्या शिशुगीतानि तद् संस्कृतभाषया कृतं कन्नडभाषायां यत् सन्ति तत् संस्कृतभाषया परिवर्तनं कृतवती प्रयत्नं कृतवती अनन्तरं यदा संस्कृतभाषायाम् अस्ति तत् कन्नडभाषायाम् अपि परिवर्तनम् इत्युक्ते कृतं अन्यभाषातः यतः संस्कृतभाषा इदानीं मम मातृभाषा मलयाळम् अस्ति अहं मलयाळभाषातः अपि संस्कृतेन कर्तुं प्रयत्नं कुर्वती अस्मि कर्तुं शक्यते वा इति मम अनुभवं कथं तत् वक्तुं न इदानीं कुर्वती अस्मि तावदेव कष्टमनुभवामि किञ्चित् सुलभमपि भवति